हरिः ओं ह महोदय कुत्र अस्ति मम कृते किञ्चित् टूर् पेकेज् महती आवश्यकं वदति के के पेकेज् दशदिनानि पर्यन्तं प्राप्तं महोदय

पेकेज् मध्ये अस्ति किम् अस्ति किल महोदय स्थलानि नामानि वदतु महोदय भवान् अहं चूस् करोमि

हा हा कति दिनपर्यन्तं महोदय तत् दिनानि महोदय मम कृते दशदिनानि प हा मम कृते द दशदिनानि पेकेज् महितं क वदतु महोदय आमाम्

कति कति धनं महोदय विंशतिः विंशतिसहस्रम् अस्ति चेत् चलति माहितिं वदतु

हा महाराष्ट्रे एलोरा प्रति गच्छति खलु

आ हा प्रातःकाले कापीं चायमपि लभ्यते खलु उष्णजलमपि मिलति अस्ति खलु तत्र हा वैद्योपचारः अपि दर्शति वा आ किमर्थम् इत्युक्ते तत् इदानीं बहु शीतलवातावरणम् अस्ति खलु वृद्धानां बहु उपयोगं करणीयम् इति म मन्ये हां महोदय वैद्यः कः महोदय एम् बि बि एस् वा तत् अथवा लोकल् उत्तमवैद्यः अहं योजयतु महोदय आम् आम् अस्तु महोदय भोजने भोजनमध्ये के आम् महोदय ह आं

मधुरं किमपि न न लभ्यते वा मधुरं मधुरं किं ददाति य आम् आ अस्तु महोदय अहं फ़िक्स् कृतवान् तदनन्तरं काल् करोमि आम् अस्तु

आम् आम्